पूर्वे अस्माभिः बहव्यः तादृशी घटना श्रुता यथा कश्चित् पुस्तकस्य पठनेन कस्यचित् जनस्य जीवनेव परिवर्तनम् अभवत् तदेव कश्चन पुस्तकः अस्ति तद् अहम् आदौ सम्यक् इति अमन्ये ततः महाबलेश्वरभट्टानां कृतं सन्धिनामधेयः एकं पुस्तकम् अस्ति तत्र तस्य पुस्तकस्य पठनात् प्राग् अहम् अहो एतदेव तु लघुछात्राणां कृते अस्माकं कृते किमर्थम् एतद् पुस्तकं दीयते इति अहम् आदौ चिन्तितवान् ततः परं यदा अहं तस्य पुस्तकस्य पठनं कृतवान् तस्मिन्काले सन्धिविद् विषयस्य बहूनां तथ्यानां तस्मिन् अहम् अत्यन्तं सुलभेन स्वच्छन्देन च अयासेन तस्य ज्ञानं प्राप्तवान् अतः तस्य पुस्तकस्य यद्यपि स्वरूपम् अत्यन्तं लघु अस्ति तथापि तस्य पुस्तकस्य पठनद्वारा मम सन्धिविषयकं भ्रान्तिः दूरिता अस्ति अतः पुनश्च तस्य विषयस्य यत् सामान्यस्वरूपं किम् इति ज्ञातुं तस्य पुस्तकस्य महायोगदानं योगदानम् अस्ति अतः तस्य सः पुष् तत्पुस्तकम् अतीव उ गुरुत्वपूर्णम् इति मया ततः परं चिन्तितम् अस्ति तत्र तद्विषयकं नाम सन्धिविषयकं तथ्यानाम् अत्यन्तं सारल्येन प्रतिपादनमिति कृत्वा मम मनसः परिवर्तनम् अवस्था सञ्जाता जाता अस्ति